प्रतिदिनं महिलाः स्वरक्षणम् एवं स्वास्थ्यविषये समस्याः सम्मुखीकुर्वत्यः सन्ति कुर्वत्यः अस्ति तत्र कारणं कारणं तस्य कारणम् अस्ति महिलाः स्वरक्षणार्थं कथं स्वरक्षणं कथं करणीयं तदेव न जानन्ति एव स्वास्थ्यस्य विषये किमपि चिन्तनं न कुर्वन्ति यदि ते गृहे गृहे सः भवन्ति गृहे सन्ति तर्हि गृहकार्ये एव मग्नाः भवन्ति ताः तासां स्वास्थ्यविषये ताः न चिन्तयन्ति यदि भोजने समयः भवति तर्हि अल्पाहारं वा प्रातराशः न स्वीकुर्वन्ति वा यदि गृहे बहवः जनाः सन्ति एवं महिलाः महिलायाः महिलायाः स्वास्थ्यं सम्यक् नास्ति तर्हि सा प्रातराशं वा औषधं विना स्वीकृत्य कार्यमेव कुर्वती कुर्वती अस्ति अतः तत् न भवेत् इति मम चिन्तनं याः महिलाः शिक्षणक्षेत्रे वा कार्यक्षेत्रे कार्यं कुर्वन्तः सन्ति ताः अपि कार्यक्षेत्रं गन्तव्यं भवति अतः पूर्वं गृहकार्यं समाप्य अनन्तरं कार्यक्षेत्रं गच्छन्ति अतः तत्र अतः तत्रैव मग्नाः भवन्ति स्वेषां स्वस्वास्थ्यं विषये न चिन्तयन्ति प्रातराशः न स्वीकुर्वन्ति वा यत्किमपि आवश्यकं भोजनं वा औषधं स्वीकरणीयमस्ति तदपि न स्वीकरोति स्वीकुर्वन्ति शिक्षणक्षेत्रे एवं कार्यक्षेत्रे याः महिलाः याः महिलाः कार्यं कुर्वत्यः सन्ति तत्र समानावकाशः नास्ति एतत् चिन्तनमस्ति यत् समानावकाशः प्राप्नोति ताः प्राप्नुवन्ति काः प्राप्स्यन्ति किन्तु तथैव नास्ति यतो हि जनाः चिन्तयन्ति यत् सा महिला अस्ति अतः सा एतत् कार्यं कर्तुं न शक्नोति सा महिला अस्ति अतः रात्रौ कार्यं कार्यं कर्तुं कार्यं कर्तुं न शक्नोति सा महिला अस्ति तस्याः गृहकार्यमपि भवति अतः सा सा कार्यालये बहु कार्यं न करोति तथापि चलति सा सा प्रत्येकसमये जनः तां वदति यद् भवती मा तां वदति यद् भवती महिला अस्ति अतः भवती एतद् मा करोतु वा भवती यदि न करोति तथा तथापि चलति तेन प्रकारेण महिलाः शिक्षणं शिक्षणे एवं कार्यं कार्यक्षेत्रे महिलाः समानावकाशान् न प्राप्स्यन्ति